बाल्यकालस्य यात्रायाः स्मरणमस्ति बाल्यकाले सामान्यतया अहं तत्र बाल्यकाले आदौ अहं हम्पीं प्रति गतवान् तत्र हम्पीं प्रति अस्माकं नाम किं शिल्पकला वा वास्तु इत्यादिकं तत्र द्रष्टुं शक्यते हम्पीनगरे पुनः रामेश्वरं प्रति गतवान् तत्र रामः राममन्दिरम् अस्ति वस्तुतः श्रीरामः सः सीतान्वेषणं कर्तुं अयोद्यातः किष्किन्धां प्रति आगतवान् हम्पीं प्रति ततः श्रीरामः श् सीतायाः अन्वेषणं कुर्वन् कुर्वन् रामेश्वरं प्रत्यपि रामेश्वरं प्रति गतवान् ततः सः लङ्कां प्रति गच्छति कः श्रीरामः तत्र रामेश्वरे श्रीरामसेतुः रामसेतुम् अपि द्रष्टुं शक्नुमः वयं तत्र नाम हनुमान् समुद्रस्य उल्लङ्घनं कर्तुं कृत्वा ल सीता अशोकवने अस्ति इति ज्ञात्वा आगतवान् पुनः सीता यद् स्मृतिचिन्नं दत्तवती अङ्गुलीयकं दत्तवती तदपि श्रीरामाय सः हनुमान् समर्पितवान् ततः श्रीरामः उद्युक्तः सीतां प्रत्यानेतुं कुतः इत्युक्ते लङ्कातः तदानीम् उद्युक्तः श्रीरामः लङ्कां प्रति सेतुनिर्माणं कृतवान् युद्धार्तं रावणस्य रामरावणयोः युद्धः अपि सञ्जातः तत्र लङ्कायां तेन किं जातम् इत्युक्ते रावणस्य वधं कृत्वा विभीषणस्य स्पष्टं पट्टाभिषेकं श्रीरामः लङ्कायां कृतवान् तदपि अति रमणीयतया नाम शिल्पकलारूपेण नाम चित्रमाध्यमेन तत्र भित्त्यां दर्शितवन्तः के चित्रकारः एवं रूपेण नाम शिल्पां कामपि रचनां कृत्वा रामस्य रचनां पुनः युद्धवर्णनं पुनः एतद् रामसेतुनिर्माणम् इत्यादि सर्वमपि तत्र चित्ररूपेण तत्र भित्त्यां प्रदर्शितवन्तः एवम् अस्ति इति पुनः हम्पीनगरे एतद् हनुमन्तस्य सुग्रीवस्य सर्वेषां तत्र एवं नाम चित्ररूपेण प्रदर्शितवन्तः